मम प्रान्तस्य परिवर्तनमानीताः सङ्घसंस्थाः सन्ति तेषु अन्यतमः भवति राष्ट्रियस्वयंसेवकसङ्घः सा संस्था समाजस्य रक्षणार्थं सर्वदा चिन्तयति

तस्य शाखायाः मूललक्ष्यं भवति जनानां रक्षणं समाजस्य निर्माणं राषस् राष्ट्रस्य निर्माणम् एवं

कुप्रभावजनाः भवन्ति तेषां कृते बोधनीयं एवं जनसमूहः कथं एकत्रीभावकरणं तद् सा शाखा चिन्तयति यथा उक्तमस्ति अयं निजः परोवेति गणना लघुचेतसाम् उदारचरितानां तु वसुधैवकुटुम्बकम् इति मम ग्रामपार्श्वे वृद्धाश्रमः एवं बालकेन्द्रं न सन्ति सा शाखा एका शाखा अस्ति राष्ट्रियस्वयंसेवकसङ्घः इति